मम धर्मम् अतिरिच्य अन्यं धर्मम् इच्छामि मुस्लिमधर्मम् मुस्लिमधर्मे विचाराः यद्यपि सन्ति बहवः किन्तु एकेन विचारेण अहम् आकृष्टः यत् अन्येभ्यः ऋणं न स्विकर्तव्यम् अन्येषाम् ऋणं आन्तं नाम आवश्यकतायां सत्याम् ॠणं स्वीकुर्मः किन्तु त्वरितमेव प्रति देयम् ॠणे कदापि जीवनं न करणीयम् एषः तेषां विचारः अस्ति मम मित्राणि सन्ति मुसलमान् धर्म मित्राणि तेषां मुखात् अहं एतत् सर्वं शृतवान् एवम् अहम् आकृष्टः तत्र एतावद् एव न धनं स्वीकृत्य असत्यं न वक्तव्यं एवं न स्वीकृतम् इति निराकरणं न करणीयम् धनव्यवहारे तत्र स्वच्छता भवेत् सर्वथा तत्र धनविचारे शुद्धता पालनीया एवं ते तथैव आचरन्ति स्म मम ग्रामे ते मुसलमानधर्मजनाः आसन् ते अस्माकं नाटकानि कुर्वन्ति स्म तत्र शिवस्य पात्रमपि करोति स्म अहं यद्यपि हिन्दु अस्मि तथापि सः मुसलमान् सः टेलर् आसीत् सौचिकः तं वयं अहं मामा इति आह्वयामः यद्यपि रक्तसंबन्धः नास्ति तथापि संबन्धद्वारा वयं तत्र संबोधनं कुर्मः स्म ते अपि अस्माकं गृहं पर्वदिनेषु आगत्य भोजनं कुर्वन्ति स्म तेषां पर्वदिनेषु अस्मान् आहूय शुष्कफलानि ड्रायफ्रुट्स् इत्यादिकं तत्र यच्छन्ति स्म अतः अस्माकं मध्ये तत्र बान्धव्यं बहु समीचिनम् आसीत् एकस्मिन् प्रदेशे एव अस्माकं गृहाणि आसन् इति कारणतः कदापि एवं धर्मभेदः नावलोकितः एते विचाराः वस्तुतः उत्तमाः सन्ति तैः विचारैः अहं नितराम् आकृष्टः अस्मि